पश्यन्तु एकस्मिन् दिने किं जातम् इत्युक्ते अहं सोमवासरे प्रायः इतः शृङ्गेरिं प्रति गतवान् गमयसमये किं जातम् इत्युक्ते मम यानं यदस्ति स्वयमेव आफ़् जातम् आफ़् नाम तत्रैव स्थगनं जातं किमर्थम् इति अहमपि न जानामि अहं किं कृतवानित्युक्ते अन्येन सहायेन अहं यानं तत्र प्राप्तवान् प्राप्तवान् कुत्र ग्यारेज् प्रति ग्यारेज् गत्वा अहं महोदय मम बैक् स्वयमेव स्थगनं जातम् अतः अहम् अत्र आनीतवानस्मि अतः इदानीं किं जातमिति भवन्तः दृष्ट्वा मां सूचयन्तु अहं धनं दास्यामि इति उक्तवान् तेन एवम् उक्तम् अस्तु अहं करोमि महोदय किन्तु दिनद्वयम् अपेक्ष्यते इदानीं मम अपि बहूनि कार्याणि सन्ति इति तेन उक्तम् अस्तु इति अहम् उक्तवान् पुनः दिनद्वयानन्तरम् अहं मम यानम् आनेतुम् अहं गतवान् पुनः सः किम् उक्तवान् हा भवतः यानं समीचिनरीत्या इदानीं चलति इदानीं भवान् नेतुं शक्नोति इति उक्तवान् अस्तु महोदय कियत् तस्य धनम् इति अहं पृष्टवान् पृष्टे सति तेन एवम् उक्तं महोदय सहस्रद्वयम् इति उक्तवान् नाम द्विसहस्रं रूप्यकाणि इति अस्तु इति द्व्यस् द्विसहस्रं सहस्रं सहस्राणि रूप्यकाणि अहं तस्य कृते फ़ोन् पे द्वारा कृत्वा पुनः मम यानं ततः आनीतवान्